अहमिदानीं हैद्राबाद्नगरे वसामि अत्र सामान्यगृहस्य व्यवस्था कथमस्ति सामान्यमेव अस्ति किन्तु भूज़् भूः अथवा गृहस्य विक्रयणम् अधिकं भवति धरः अपि मूल्यमपि अधिकम् अस्ति इदानीम् किमर्थं सङ्गणककार्याणि बहवः भवन्ति अधिकजनाः अमेरिकादेशं गत्वा बहु धनं सम्पाज् सम् सम्पादयन्ति अतः अतः अधिकमूल्यं दत्वा अपि गृहाणि भू अपि क्रेतुम् इच्छन्ति अतः हैद्राबाद्नगरे व्यवहारः समान्यः एव किन्तु मूल्यम् अधिकं भवति अनन्तरं लघुगृहस्य भाटकं प्रान्ते प्रान्तं कस्मिन् प्रान्ते वयमिच्छन्ति तत्र पृथक् पृथक् सन्ति मूल्यम् सिकिन्द्राबाद्नगरे किञ्चित् अल्पमस्ति किञ्चित् न्यूनमस्ति गच्चिबौलि मोकिला ए एतस्मिन् प्रान्ते भाटकं किञ्चित् अधिकमस्ति तथा शिक्षणार्थं कार्यार्थं च अस्माकं प्रान्त्यमागच्छन्ति तेभ्यः आवश्यकपरिमाणेन गृहाणि लभ्यन्ते आवश्यकं लभ्यन्ते